भवती कुतः आगच्छति किम् उक्तवती विद्युतविल् भवती अव अहम् उक्तवती यत् आवां मिलित्वा तस्य पूरणार्थं गच्छावः इति भवती विस्मृतवती कथम् अहम् उक्तवती तथापि भवती सर्वदा एवमेव करोति अहं पू भवती एवमेव करोति तद्दिने अहम् उक्तवती तेन सह वार्तां मा करोतु परन्तु भवां भवती अग् त तद्दिने वार्ताम् अपि कृतवती भवती किमपि न शृणोति तत्तु त्यजतु परन्तु अहम् उक्तवती विलपूर्णार्थम् अहम् अपि गच्छामि परन्तु भवती एकाकिनी एव गतवती बहुक्लेशः बहुदुःख दुःखस्य विषयः अस्ति एतद् भवत्याः स्वभावः एव ईदृशः अस्ति भवती सर्वदा एवं करोति पठने बाधा आयाति भवती मिलित्वा तु एव पठामः वयं कथं भोः अहं कोलाहलं न करोमि भवती तु जानाति एव अहं शान्तस्वभाविनी अस्मि एते अन्ये जनाः सन्ति ते कोलाहलं कुर्वन्ति भवन् भवती ब ज्ञानं विना एव आक्षेपं ददाति अहं मिथ्यां वदामि ओ एवं भवती मम सखी अस्ति अहम् ए इत्थं चिन्तितवती परन्तु भवती तु मम किम् अस्ति रिपुवत् अस्ति भवती तु सखी नास्ति सोहन् सोहनं पश्यतु भवती सोहनं मोहनस्य द्विचक्रिकायानं त्रोटितवान् तर्हि शीघ्रम् आनयतु रूप्यकाणि गच्छतु इदानीमेव अहं प्रतीक्षां करोमि आनयतु सर्वम् एवम् इतः परं अप् अस्माकं मित्रता भग्ना अहं कदापि तया भवत्या सह वार्तालापम् एव न करोमि भवती किमपि न शृणोति सर्वदा सर्वदा कलहम् एव करोति अस्तु गच्छामि